मया तु क्रीडाकार्यक्रमाःदृश्यन्ते तत्र क्रिकेट् फ़ुट्बाल् बेड्मेन्टन् इत्यादि ओलम्पिक् क्रीडाः याः भवन्ति ताः क्रीडाः मया दृश्यन्ते मित्रैस्सह उपविश्य ऐ पि एल् विशिष्य इन्डियन् प्रीमियल् लीग् यदस्ति क्रिकेट् क्रीडायाः एकं टोर्नमेन्ट् तद् मया दृश्यते तां क्रीडां यदाहं पश्यामि तदा महान्तम् आनन्दम् अनुभवामि तत्र बेङ्ग्ळूर् वा भवतु चन्नै सूपर् किङ्ग् वा भवतु एतेषां विशिष्टदलानां यदा मेचस् भवन्ति क्रीडाः स्पर्धाः भवन्ति तदा दर्शकानां अपेक्षया अस्माभिः मित्रैस्सह अधिकतया आनन्दः अस्माभिः आनन्दः अनुभूयते एवं तत्र बेड्मिन्टन् इत्यादिषु भारत भारतदेशः अस्माकं देशः यदा क्रीडति तदानीमपि आनन्दः अनुभूयते एवं ओलम्पिक् क्रीडासु अस्माकं देशस्य ये प्रतिनिधयः भवन्ति ते यदा क्रीडन्ति तदानीमपि वयं मित्रैस्सह आनन्दम् अनुभवामः एवं विविधरूपेण दूरदर्शनेषु लैव् अथवा यूटूब् इत्यादिषु लैव् अस्माभिः शाक्षात् क्रीडाङ्गणं गत्वा अपि बहुवारं दृष्टम् एवं ग्रामेषु याः क्रीडाः भवन्ति तासां क्रीडानामपि आनन्दम् अस्माभिः वयम् अनुभूतवन्तः एवम् अस्माकं विश्वविद्यालयस्य क्रीडाङ्गणेऽपि छात्राः यदा क्रीडन्ति तदानीमपि क्रीडाकार्यक्रमान् अहं पश्यामि एवं स्वयं क्रीडामि च